इदानीम् अधुनिकप्रयागे यत् ग्यास् एव वर्तते सः अनुभवः कथं वर्तते नाम सुलभः वर्तते यथार्थतया अस्माकं कृते इदानीं काष्ठमानीय अग्निं ज्वाल्ययित्वा पाकं कर्तुम् अशक्यं पूर्वजाः कथं कुर्वन्त्यः आसन् नाम यदि वा किं वनं गत्वा तत्र काष्ठानि आनीय तद् संस्थाप्य अग्निं स्थाप्य तत्र पाकः क्रियमाणः अस्ति इदानीमपि एकैकत्र ग्रामेषु एतादृशप्रवृत्तिः अस्ति परम् इदानीम् एव एतस्य एव प्रयोगः अधिकः न स् नास्ति वस्तुतः इदानीं ग्यास् प्रयोगः वर्तते मह्यम् इदानीं ग्यास् उपयुज्य उपयुज्य काष्ठा काष्ठेन मह्यं पाकं कर्तुम् अशक्यम् अस्मिन् सुलभः भवति अनन्तरं शीघ्रं पाकः भवति तथा च पक्वम् अनन्तरं कुत्रचित् शाला गन्तव्यं कालेज् गन्तव्यं नाम शीघ्रं शीघ्रं सर्वं कार्यं समाप्यते वस्तुतः अत्र काष्ठेन यत् पाकं क्रियते श्रमः याचनीयः भवति काष्ठमानयनम् अग्निं ज्वलनीयं तथा च तत् लिमिटेड् इति न भवति अनन्तरं तद् अग्निः यद् न गन्तव्यं तथा दृष्टव्यं तत् सर्वं दृष्ट्वा अस्माभिः सर्वदा तत्रैव पाकं कर्तुं पाककरणे तत्रैव स्थित्वा एव प्राकं करणीयम् एतस्मिन् कथं भवति नाम वयं ग्या ग्यास् उपरि स्थापयित्वा अस्माभिः अस्माकं कार्यम् अनुवर्तितुं शक्यते एतेन समयस्य किं समयव्यर्थता न भवति अनेन ईषत् समयव्यर्थता भवति एव